तव प्रियतमा युद्धकला का इति अस्ति प्रश्नः वस्तुतः युद्धे मम रुचिः एव नास्ति युद्धं तस्मात् कथं नहं युद्धकलां वक्तुं समर्थः स्यां तथापि प्रश्नस्य अनिवार्यतया कामपि वक्तुं किमपि वक्तुं प्रयत्नं करोमि अत्र केरळेषु कळरि इति एका युद्धविधिः आयोधनविधिः दृश्यते न मया तत्र अभ्यासो वा परिचयः वा अस्ति किन्तु ये तत्र चलचित्रेषु वा अन्यत्र वा कुत्रचित् कळरि अभ्यासं बहुवारं न दृष्टवान् तावदेव तत्र मया परिचयः एवं दण्डायोधनमपि अस्ति कळरि इति युद्धकलायाम् ह दण्ड युद्धकलायां खड्गयुद्धं मुष्टियुद्धम् एवं दण्डयुद्धम् अपि अस्ति समग्रस्य शरीरस्य पोषणाय एवं शरीरस्य पुष्ट्यै च वा तावद् वक्तव्यं न दृढतायै एषा युद्धकला इदानीं बहुभिः अधीयते प्राक् प्राचीनकाले कदाचित् युद्धं युद्धेषु एतेषां योद्धॄणां प्रयो योगदानं स्यात् इदानीं तु शरि शरीरदृढतायै एव अधिकतया जनाः एतादृश कलानाम् अध्ययनं कुर्वन्ति अधिकतया तत्र वक्तव्यमिति न मन्ये यतोहि अधिकतया तत्र वक्तुम् अहं न जानामि तावदेव